संस्कृतं देवभाषा अस्माकं देशे पुरातनकाले संस्कृतमेव सर्वे जनान् भाषणं कुर्वन्ति अनन्तरं हिन्दीभाषायाः अतिप्रसारणमेव संस्कृतस्य प्रभावं किञ्चित् न्यूनमासीत् अस्माकं पुराणग्रन्थाः रामायणं भारतं उपनिषत् भगवद्गीता सर्वं संस्कृते एवम् कृतवन्तः अतः साधारणजनाः ते पठितुं न श् शक्यते अतः संस्कृतस्य किञ्चित् किञ्चित् जनाः न पठितवन्तः यद्यपि इदानीम् अनेकानि छात्राः पठितुम् इच्छन्ति देशविदेशेपि अमेरिका जर्मनी फ़्रेन्स् इत्यादि राज्ये स अनेकजनाः संस्कृतं पठन्ति तस्य प्रचारमपि कु कुर्वन्ति संस्कृतपठनम् अस्माकं देशस्य संस्कारम् इति अस्माकं बहु समीचीनरीत्या प्रदर्शयति सर्वे जनाः संस्कृतं पठनीयम् इति मम अभिप्रायः भागवतं भगवद्गीदा यदि सम्यक् सम्यक् पाठं पठति चेत् संस्कृतं पठति चेत् पाठं पठ सं भागवतमिति सम्यक् पठितुं शक्यते अनन्तरं सं संस्कृत भाषायाः प्रचारनार्थम् अनेकानि जनाः इदानिं शिबिराणि पाठशाला अनेकं प्रयत्नः कुर्वन्ति तत् संस्कृतस्य अस्माकं प्रधानमन्त्री मोदी जी अपि संस्कृतस्य वर्तमानस्य कृते अनेकम् अनेकानि पद्धतिः आविष्करणं करोति इदानीम् संस्कृतस्य सुवर्णकालः इति वक्तुं शक्यते इति मम अभिप्रायः आगामिकाले इतोपि सर्वे संस्कृतम् पठनीयम् अस्माकं देशे सर्वे संस्कृतं वक्तुं शक्यते चेत् बहु समीचीनं भवति